प्राचीनचिकिल्सापद्धत्या जीवितक्रमस्यैव प्राधान्यं वर्तते अतः तत्र आहारविहारनिद्रा इत्यादीनां विषये श्रद्धा देया तत्र नूतनेषु रोगेषु वा अथवा पौराणिकरोगेषु एव नास्ति या ये ये रोगाः सन्ति सर्वेषामपि तत्र जीविदक्रमस्यैव प्राधान्यम् इति प्राचीनचिकिल्सापद्धतिः तत्र प्रणाल्यां तेषां विश्वासः एवमस्ति अतः अद्यतनकालेषु मनुष्याणां जीवनक्रमे यद् बहवः दोषाः सञ्जाताः तत्र आहारे क्रमः नास्ति निद्राविषये क्रमः नास्ति इदानीम् अस्माकं ये आहारः अपु तत्र शुद्धं नास्ति शुद्धं जलं शुद्धं नास्ति वायुः शुद्धं नास्ति अतः नाम बहवः नूतननूतनरोगाः अत्र आगच्छन्ति तस्य तिकिल्साविषये तत् चिकिल्साविषये प्राचीनपरम्परायाम् औषधाः भवेयुः किन्तु तत्र औषधान् अधिकृत्य अपि तत्र तम् औषधाः न अपेक्षिताः जीवितक्रमस्य परिवर्तनम् अपेक्षितः इति एव प्राचीनचिकिल्सापद्धतिः पद्धत्यां तत्र विश्वासः इति मम चिन्ता